शुभदिनम् अद्य भवतः विद्युतः आवश्यकतानुसारं कथं सहायतां कर्तुं शक्नोमि अहं साहाय्यं कर्तुं प्रसन्नः भविष्यामि ब्लाश्ट्फ़्यूज़ः विविधकारणानां कारणे भवितुम् अर्हन्ति किं भवता किमपि विशिष्टम् उपकरणं वा तर्हि प्रथमं वा लक्षितं यत् समस्यां प्रेरयति इव दृश्यते सः सामान्यः परिदृश्यः अस्ति परिपथस्य अतिभारस्य कारणेन भवितुमर्हति मया विद्युत्पटलं तस्मिन् विशेषे परिपथस्य भारं च परिक्षयेयं किं भवन्तः मां दर्शयितुं शक्नुवन्ति यद् भवतः फ़्यूज़्पेटी अथवा स्ट्रीट्ब्रेकर्पटलः कुत्र स्थितः अस्ति आं धन्यवादः भवतः फ़्यूज़पेटिकाम् अवलोकयामः इदं प्रतीयते यद्भवतः समीपे पुरातनशैल्यः फ़्यूजपेटी अस्ति अत्र स्क्रू इन् प्ले प्लूज़ः अस्ति एतेषाम् अतिभारितसमये अधिकः विस्फुटः भवितुम् अर्हति सुरक्षायाः सुविधायाः च कृते आधुनिकसर्किटब्रेकर् पेनलस्य उन्नयनं कर्तुं वयं विचारयामः सर्वथा अहम् उड्ड्यमानं फ़्यूज़् सः सम्यक् एम्पियरस्य नूतनेन परिस्थापयितुं शक्नोमि तथापि तस्मिन् परिपथे भवन्तः युगपथः प्रियम् उपरकरणम् उपयुज्यते इति विषये सावधानतया उत्पादर्शेतु अतिभारस्य जोखिमं न्यूनीकर्तुं स्वगृहे विभिन्नेषु परिपथेषु भारं प्रसारयितुं प्रयस्द्यः अहं भवन्तम् अनुमानं प्रदातुं शक्नोमि तथा च भवतः सुविधानुसारम् उन्नयनस्य समयनिर्धारणं कर्तुं शक्नोमि भवतः बिद्युतनालयः दीर्घकालीनसुरक्षायाः विश्वसनीयतायाः च कृते इदं बुद्धिमानः निवेशः अस्ति भवतः स्वागतं पुनर्मिलामः आम्